साहित्यविषये संस्कृतसाहित्यं बहु प्राक्तनमस्ति यतेन साहित्य अध्ययनेन सर्वे जनाः धीराः भुद्धिमन्ताः ज्ञानिनः भवन्ति तादृशस्थानं संस्कृतसाहित्यस्य वर्तते यतः नानाविषयाः व्याकरण तर्क मीमांसा अलङ्काराः नानाप्रकारेषु वेदवेदान्तादिविषयेषु तत् संस्कृतसाहित्यं विस्तृतमस्ति तद्विषयेषु तस्य प्रकाराणां च संस्कृतसाहित्यं प्राक्तनं संस्कृतसाहित्यम् अस्ति एवं गुरुशिष्यपरम्परया यद्गुरुः वेदम् अध्येति

स्वशिष्याय तत् ददाति एवं परम्परया आगतं यः वेदः विद्या अस्ति एवं तत् एकमेव भवति एवं वेदान्तमपि वेदस्य यत् सारभूतं भवति तत् सर्वेषामपि अध्ययनेन अवगम्यते एवं संस्कृतसाहित्ये विविधक्षेत्राणि सन्ति याज्ञिकमपि भवति एवं क् व्याकरणमपि भवति नाटकादिरपि भवति नाटकेष्वपि अस्माभिः दृश्यते